मम प्रदेशे पोङ्गल् इति हार्वेस्ट् फ़ेस्टिवल् तद् कुर्वन्ति तदनन्तरम् नवरात्रिः दीपावलिः कार्तिकैः इत्यादि विशेषदिनानि आचरणं करोति पोङ्गल्समये कुटुम्बबन्धुः सर्वे मिलित्वा गृहस्य गृहस्य बहिः गत्वा सूर्यनमस्कारं कुर्वन्ति सूर्यभगवान् तन् तद्दिने विशेषतया सूर्यभगवान् नमस्कारं कुर्वन्ति तदनन्तरं दीपावलिः एकः बहु विशेषः उत्सवः सर्वे नूतनवस्त्राणि क्रीणा क्रिय गृहीत्वा स्वीट्स् अपि ग गृहे क्राकर्स् तद् सर्वे बहु सन्तोषेन पुवर् वेल्ति इति तत्र भेदः एव नास्ति सर्वे तद् आचरन्ति दीपावलिः एक कोलाहलरूपेण सर्वं भवन्ति